स्टाम्प् सङ्ग्रहणं करोमि तस्य विशेषं कापि किमपि कारणं न आसीत् पूर्वं बाल्यकाले तु एवमेव आरब्धवान् अतः तत्र बहवः पत्राः आगच्छन्ति स्म एवं परन्तु तस्य एव कण्टिन्यू जातं तत्र अग्रे लक्ष्यं तु इतोऽपि वर्धनीयम् इति अस्ति मम प्राचीनसङ्ग्रहम् इतोऽपि वर्धनीयम् एवं च तस् तन् ततः बहु प्रचीनस्मरणाः आगच्छन्ति एवं मम कल्पना अस्ति